संस्कृतभाषा इदानीं यद्यपि पूर्वं संस्कृतभाषा एव व्यवहारे आसीत् मध्ये किञ्चित् लोपः अभवत् तु इदानीं संस्कृतभाषा संस्कृतभारतीद्वारा संस्कृतभाषायाः प्रचारः भवति तथापि पा तथापि केचन केचनाः समस्याः इदानीं सन्ति बालकानां विषये तु बालकाः संस्कृतं पठन्ति किन्तु तेषां ते ता ते अपि अङ्काः अङ्काः अधिकाः प्राप्तव्यमिति इत्येव तत् संस्कृतं पठन्ति संस्कृतं ज्ञातव्यम् इति न पठन्ति अनन्तरं वृद्धाः तत् ते ते अपि संस्कृतं पठन्ति किन्तु बहु इच्छया केचनाः इच्छया पठन्ति च इच्छया न पठन्ति संस्कृते तद् व्याकरणं बहु अधिकमस्ति इति कारणेन केचनाः संस्कृतं पठितुम् न आगच्छन्ति अहं तु एताः समस्याः एव सन्ति इति अहं चिन्तयामि